युद्धकला सर्वेभ्यः पठनीया एव अहं तु कदापि न पठितवती किन्तु अवकाशः लभ्यते तर्हि अहमपि पठामि अन्यान् अपि पाठयामि किमर्थं नाम स्वरक्षणम् अवश्यं भवेदेव पुनश्च युद्धकला पठनार्थं शरीरमपि शरीरस्य दृढतापि भवेत् यदि शरीरं यथा अदृढं भवति तर्हि युद्धकलां पठ् पठित्वा कोऽपि लाभः नास्ति एवं युद्धकला पठनेन बुद्धिः अपि किञ्चित् ति बुद्धा बुद्ध्याः तीक्ष्णता अपि वर्तते किमर्थं नाम स्वयं यथा किमपि शरीरादिकं व्यायामम् इत्यादिकं कुर्मः अथवा किमपि युद्धकलां पठामः तर्हि आशरीरस्य चलनम् अथवा आशरीरम् इतस्ततः व्यायामः इत्यादिकं कृत्वा सदृढं भवति तेन च रक्तचापः अपि सम्यक्तया प्रवर्तते अस्माकं शरीरे तेन एकाग्रता बुद्धिः अपि वर्धिता भवति एवञ्च युद्धकला पठना युद्धकला इत्यादिकं पठनात् पूर्वं अस्माभिः योगः इत्यादिकं अवश्यम् आचरणीयं किमर्थं नाम योगादिकं कृत्वा वयं स्वस्य एकाग्रता बुद्धिः अपि वर्धयितुं शक्नुमः इति हेतोः युद्धकला पठनीया एव इति